भारतस्य माध्यमक्षेत्रं बहु सम्यक् अस्ति तत्र वार्ताः सर्वदा राजकीयविषये एव वदन्तस्सन्ति राजकीयक्षेत्रे किं किम् आगच्छति कः कः किं वदति कः कः किं न वदति कः कः विरुद्धवाक्यं वदति इत्यादिविषये इत्यादिविषये वदति पुनः सत्यदर्शनं सत्यं तु दर्शयन्ति कदाचित् चलनचित्रविषये कदाचित् कृषिविषये कदाचित् अन्यान्यविषयं स्विकृत्य बहु सम्यक्तया दर्शयन्ति पुनः सत्यमेव दर्शयन्ति परन्तु प्रसिद्धवाक्यं सत्यमेव दर्शयन्ति तत्र एकमेव विषयं स् यदि एकमेव विषयं बहु बृहद् बृहद बृहत्तया तद् सञ्चलनं भवति चेत् तदेव दिनत्रयं वा दिनचतुष्टयं वा तदेव दर्शयन्ति अतः तदा अन्यविषयं यत्यत् तस्मिन् दिने जातं तत् तत्तद्विषये वयं ज्ञातुं न शक्नुमः पुनः अस्माकं ज्ञातः प्रसिद्दः वृत्तपत्रिका भवति विजयवाणी इति तत् विजयसङ्केश्वरस्य सा सङ्केश्वरस्य भवति पुनः वार्तावाहिनी इत्युक्ते दिग्विजयः इति भवति तदपि विजयसङ्केश्वरस्य एव भवति तद् तद्वार्ता प वार्ता वृत्तपत्रिका पुनः वार्तावाहिनी अहं श्रुणोमि धन्यवादः